नमस्करोत् हा हा गमिष्यति पश्यन्तु इदानीम् एम् ए एका परीक्षा जाता रघुनन्दनस्य तथा प्रगतिः नास्ति अध्ययने अहं तु गतवर्षेपि भवती जानाति एव गतवर्षे अपि एम् ए सम्पन्नं तस्य अध्ययनम् अस्मिन् वर्षेपि पश्यन्तु व्याकरणे तस्य प्रगतिः सम्यक् नास्ति अस्माभिः समग्रस्य समग्रस्य तादृश्य अध्ययनम्

समग्रा कण्ठस्थीकरणं कृत्वा प्रयच्छति इति मया उक्तं सः केवलं पादद्वयम् कण्ठस्थीकृत्वा दत्तवान् तस्मात्

एवम् एवम् अहम् इदानीं तस्मिन् किं प्रेच्छामि इत्युक्ते एकस्य अध्यायस्य पञ्चवारं लेखनं तथा क्रियते तदानीं कण्ठस्थीकरणमपि भवति सम्यक् लेखनाभ्यासः अपि भवति यथा सम्भवति प्रतिदिनं लिखतु नाम सः उपविश्य तदानीम् एव तस्य अन्येषु ग्रन्थेषु इदानीं मम प्रश्नः कः इत्युक्ते सः गृहे कति समयः प्रयच्छति स्वाध्याये तथा न तथा न तथा न अहं किं पृच्छामि भवती पुत्रस्य कृते तथा न पुत्रः कियन्तं समयं प्रयच्छति अध्ययने विषये कियन्तं कालं प्रयच्छति पश्यन्तु केवलं घण्टाद्वयं प्रयच्छति इदानीं पुनः अग्रिम परीक्षा निकटे अस्ति किं कुर्युः तस्य कृते वदेयुः दिने घण्टाचतुष्टयम् सः सर्वे अपि स्वीकृत्य पठन्ति घण्टाद्वयम् अलं वा विशेषतया पश्येयुः एतत् दृश्य लघु बालास्तु एवं लघु बालास्तु क्रीडामि क्रीडामि इति कथयन्ति क्रीडा मास्तु परीक्षा निकटे अस्ति घण्टाद्वयम् अलं न भवति घण्टाचतुष्टयं दातव्यं तेन एवम् एवम् सम्यक् शीघ्रम् उत्थापयन्तु शीघ्रम् उत्थाप्य समग्रं पाठनं करोतु सः श्लोक किं स्तोत्रपारायणं न अस्माकम् अष्टाध्यायीसूत्राणां पारायणं तथा कारयन्तु तदानीम् एव अभ्यासो भवति सः टिप्पनीम् अधिकं लिखति अग्रे तथा न तथा न मया किं दृष्टं सः पाठानन्तरं यत् क्रियते खलु सर्वं टिप्पण्याम् उपविश्य लिखति वा गृहे न लिखति वा लिखति वा अक्षरं सुन्दरं नास्ति भवन्तः भवती सूचयतु सम्यक् रूपेण लिखेत् सूचयतु बहु शीघ्रं लिखति इति भाति उभयं सम्यक् उभयमपि सम्यक् नास्ति अस्तु अस्तु अस्तु